सर्वकार्येषु चिकित्सालयेषु चिकित्सां प्राप्तुं सुलभं वा अद्य आम् उत कष्टाय वा इति वा भवन्तः पृच्छन्ति चेत् कष्टाय एव वा भवति तत्रत्याः उद्योगिनः जने पञ्जाग पञ्जीकरणादिषु सहायं कदाचित् कुर्वन्ति इति अस्माकं पूर्वमेव तेषां परिचयः अस्ति तर्हि ते अस्माकं सहायं कुर्वन्ति नो चेत् तेषां सहायं प्राप्तुं कष्टमस्ति सर्वकारीयेषु चिकित्सालयेषु चिकित्सां प्राप्तुं कष्टमेव भवति अतः इदानीं तत्रत्याः उद्योगिनः तेषां चिन्ता एतादृशी अस्ति इत्युक्ते ते तत् तेषां सोगीय आतुरालयः इत्येव तेषां चिन्ता अस्ति अतः ते सम्यक् अस्माभिः सह अस्माभिः सह सम्यक् ते व्यवहारं न कुर्वन्ति अतः तत्र गत्वा वैद्यः चेदपि सम्यक् न पश्यन्ति कश्चन वैद्यः सम्यक् परिपालनं कुर्वन्ति चिकित्सामपि प्राप्तुं सा सम्यक् करोति कुर्वन्ति उद्योगिनः अपि केचन उद्योगिनः अपि सहायं कुर्वन्ति